नमस्कारः अहं शर्वरीशास्त्री अहं नागपुरे आगन्तुमिच्छामि तत् गृहं गृहं क्रेतुम् इच्छामि मम एकं मित्रमस्ति तेन नम्बर् दत्तं दत्तवान् अ एवम् अहं गृहम् एवम् अहं तु टु बिहेच्के अथवा वन् बिहेच्के इच्छामि एवम् अहं तु तत्र किञ्चित् निसर्गः अपेक्षते तदनन्तरं जलं इले जलं विद्युत् अपेक्षाम् अपेक्षते सम्यक् भवेत् इति

न न न न एवम् एवं हा न न न मम हा साकम् एवम्

एवम् अपार्ट्मेण्ट् अपि चलति तत् किमपि नास्ति परन्तु निसर्गरम्यः भवेत् तेन मम मातापितरौ सुकरं भवेत् भवानेव वदतु किं तत् एवं वा तत्र एवम् एवम् अस्तु तत्र जलस्य अथवा विद् विद्युद् इत्यस्य किम् ए एवम् एवं वा एवं तत्र कोलाहलं नास्ति नास्ति वा न न न ट्राफ़िक् ट्राफ़िक् वाहनस्य वा कोलाहलं नास्ति एवं न न अहम् अहं तु विद्यार्थिनी अस्मि अतः अब् अभ्यासाय स्वाध्यायस्य कृते शान्तता अपेक्षते खलु एव अन्यक् अन्यत्र किमपि अस् अस्ति वा गृहम् अन्यत्र यत्र शान्तता एवम् अहं पृष्ट्वा वदामि एकवारम् एवं परन्तु तत्र यदि सर्वा सौकर्यं सर्वस्य सौकर्यं भवेत् एवं वा अस्तु अस्तु चलति तत् तत् तत्र क्लेशः नास्ति आम् अस्तु अस्तु अहम् आगच्छामि तदा वदामि